अन्यभाषातः संस्कृतं प्रति भाषान्तरं कर्तुं किञ्चित् सुलभः यतोहि वयं संस्कृततः अन्यभाषां प्रति भाषान्तरं कुर्व कुर्मः चेत् तत् किञ्चित् क्लेशः विषयः किमर्थम् इत्युक्ते तत्र स्पेसेफिक् वर्ड्स् भवन्ति तत् किञ्जित् अन्वेष्टुं किञ्चित् क्लिष्टं भवति